इण्डियन् ऐडल् इत्यादीन् सङ्गीतसम्बन्धिनः कार्यक्रमान् अहं न पश्यामि तथापि हा नाम प्रतिदिनं न पश्यामि परन्तु क्वचिद् मया दृष्टमस्ति तत्र एकः भागगृहीता किं नाम तस्य सवाय् इति कश्चन भागगृहीता तस्य एकः कार्यक्रमः मया दृष्टः तत्र तेन तेरी दिवानी इति गीतं श्रावितम् इति गीतं गीतं गीतवान् सः तद् मया सम्यक् अभात् एवं च अपरः कार्यक्रमः अपरस्मिन् कार्यक्रमे इमोन् इति एकः भागगृहीता तेनापि तेन तेरी दिवानी इत्येव गीतम् उभयोः मध्ये कः भेदः इति चेत् ईमोन् यथा गीतवान् यद् तस्यचित् श्रुत्वा यथा तद् गीतं कुतः सत्यतया यथा गीतमस्ति तद्वदेव गायनं कर्तुम् ईमोन् प्रयासः कृतवान् परन्तु सवाय् यः आसीत् तेन स्वरीत्या स्वशैल्या तद् गीतं गीतं सः गीतवान् यः सः सवय् अतः सवाय् इत्यनेन यद् गीतं गीतं गीतं गीतं तद् गीतं बहु सम्यक् अभात्